मम इष्टं पुस्तकं तु अभिज्ञानशाकुन्तलम् कालिदासः तत्र भारतीय सामाजिकदृष्टिम् सम्यक् निरूपितवान् स्त्रियः कथं व्यवहरेयुः स्त्रियः तस्मिन् काले कथम् आसन् स्त्रीणां कृते गौरवः गौरवः कथं दत्तः अस्माकं पूर्वजैः इत्यादि सामाजिकविषयेषु तस्य मनः प्रसारितवान् इदानीन्तनकाले अपि तत् पुस्तकम् तन्नाटकं यदि पठामः भारतीय अथवा सर्वेषां जनानां मनस्सु एकं परिवर्तनं भवति अतः सर्वैः अध्येतव्यम्